क्रीडासु आभ्यन्तरक्रीडाः बाह्यक्रीडाः इति द्विधाः विभागाः तत्र आभ्यन्तरक्रीडासु इदानीमपि बालाः पुरातनक्रीडान् पुनः क्रीडितुं आरब्धवन्तः यथा चौकाबारा चेन्नैमणे इत्यादि अद्यतनीय वीडियो गेम्स् आभ्यन्तरक्रीडासु एव अन्तर्भवन्ति बालकाः नूतनक्रीडासु आसक्ताः भवन्ति तथा करणे तेषां अधिकाः लाभाः सम्भवन्ति तासु मनोरञ्जनं बहुमानविन्दनं धनलाभं प्रमुखं भवन्ति प्रायः सर्वे बालकाः अन्तर्जालक्रीडासु सर्वदा मग्नाः भवन्ति ताः एव अधुना नूतनाः क्रीडाः इति प्रसिद्धाः भवन्ति